अस्माकं ग्रामेषु कश्चन विश्वासः अस्ति रात्रिकाले तिन्त्रिणीवृक्षस्य अधः शयनं न करणीयम् अथवा न स्थातव्यम् इति किमर्थं तथा विश्वासः आगतः न जानामि किन्तु इदानीमपि सर्वेऽपि जनाः तस्मिन् विषये विश्वासं कुर्वन्ति तस्य वस्तुतः अन्धविश्वासः इति वदामः चेदपि तस्य पृष्टभूमिकायाम् कश्चन उद्देशः अस्ति किञ्चित् वैज्ञानिकं कारणम् अपि अस्ति किमर्थम् इत्युक्ते तिन्त्रिणीवृक्षः रात्रिकाले अत्यधिकम् इङ्गालं त्यजति तस्य कारणतः मनुष्यः श्वासोच्छ्वासं कर्तुं न शक्नोति तस्मात् मरणं प्राप्नोति जनाः किं वदन्ति इत्युक्ते तिन्त्रिणीवृक्षेषु भूतपिशाचादयः वसन्ति ते रात्रौ मारयन्ति इति अतः एषः अन्धविश्वासः इदानीमपि सर्वत्र अस्ति एव